यथैव पुस्तके पुटसङ्ख्याः पर्णसङ्ख्याः च सन् सन्ति तदानुस तत् तथैव पुस्तकस्य पुस्तकं पठितुं समयम् अहं स्वीकरोमि यथा पुस्तकस्य पर्णसङ्ख्या किञ्चित् न्यूनः वर्तते तर्हि एकसप्ताहाभ्यन्तरे वा द्विसप्ताहाभ्यन्तरे तस्य समापनम् अहं कर्तुं शक्नोमि किन्तु यदि सङ्ख्या अधिका वर्तते द्विशतं द्विशतपर्णसङ्ख्या वा तस्य अधिकं तस्मात् अधिकाः यदि पर्णसङ्ख्याः सन्ति तर्हि अहं तस्य समापनं एकमासाभ्यन्तरे वा द्विमासाभ्यन्तरे करोमि यदि एकस्मिन् समये अहं पठनार्थम् उपविशामि तर्हि एकघण्टां यावत् वा सार्ध एकघण्टां यावत् तु पठनं तु कर्तुं शक्नोमि एव अहम् अद्यपर्यन्तं ये केपि लघुपुस्तकानि सन्ति लघुचरित्रपुस्तकानि सन्ति तेषां कृते एक साप् एकस्मिन् एव सप्ताहे तेषां पठनं कृत्वा समापनीयम् इति लक्ष्यं स्थापितमासीत्